मम परिवारः इत्युक्ते मम अग्रजः तस्य परिवारः माता च सन्ति अहं तु अविवाहितः अस्मि अतः मम पत्नी पुत्र पुत्री एतेषां किमपि तत्र समस्या एव नास्ति अतः अहं स्वतन्त्ररूपेण कार्यं कुर्वन्नस्मि मम लक्ष्यं साधयितुं अतः अन्येषां तत्र बाधाः अपि नास्ति अन्य अनन्तरं किमपि तत्र समस्या अपि नास्ति अहं तु स्वयमेव मम इच्छानुगुणं मम लक्ष्यं साधयितुमहं कार्यं कर्तुं स्वतन्त्रः अस्मि अतः एतस्मिन् विषये मम किमपि क्लेशः इति नास्ति अतः अहं बहु सन्तोषेण मम कार्यं कुर्वन्नस्मि एतस्मिन् विषये अहं बहु अदृष्टशाली इति वक्तुम् इच्छामि